हरिः ओम् मारुति ड्रैविङ्ग् स्कूल् अस्ति अस्तु भगिनि अस्तु हा निश्चयेन निश्चयेन वदतु

आ न वस्तुतः तस्याः विदेशीय ड्रैविङ्ग् लैसन्स् अस्ति वा अमेरिकेन् ड्रैविङ्ग् लैसन्स् आ नास्ति वा अस्तु अस्तु अस्तु चिन्ता नास्ति वयं अत्र आधार्कार्ड् इत्यस्य आवश्यकता न भवति आ आ सा भवती एकं कार्यं कर्तुं शक्नोति तस्याः अन्यं एकं कार्ड् भवति खलु पेरण्ट्स् आफ़् इण्डियन् ओरिजिन् इति तदेव पर्याप्तं भवति तदेकं पत्रम् आनयतु अनन्तरं अनन्तरम् अत्र अस्माकं आवा अस्माकम् आपणः अस्ति आर् आर् नगरे मुख्य मार्गे एव अस्ति तत्र भवती आगत्य अनन्तरं तत् सर्वं पूरयितुं शक्नोति तत्र न तत्र एकं बालकृष्णबयलुररङ्गमन्दिरम् इति अस्ति मुख्यमार्गे एव आर् आर् नगरस्य तत्र भवती आगत्य विवरणं प्राप्तुं शक्नोति यदि न प्राप्नोति चेत् मम दूरवाणीसंख्या अस्ति खलु दूरवाणीं करोतु अस्तु निश्चयेन अस्तु अस्तु शक्यते निश्चयेन अस्माकं शालायां पुरुषाः अपि सन्ति शिक्षकाः शिक्षिकाः अपि सन्ति यदि भवती शिक्षिकामेव इच्छति वयं दातुं शक्नुमः चिन्ता मास्तु अस्तु

सत्यं सत्यं अस्तु चिन्ता नास्ति भगिनि तत् कथम् इत्युक्ते दशकक्षानां कृते अस्माकं सार्धषट्सहस्रम् इति अस्ति वा अहं जानामि भवती विदेशतः आगतवती अतः अत्र भारतस्य भारते कथं चालयन्ति इति प्रायः सा न जानाति इतोऽपि एक्स्ट्राकक्षाः आवश्यकाः एव भवन्ति प्रत्येकस्य कक्षायाः कृते पञ्चशतं रूप्यकं वयं स्वीकुर्मः ये यावत् आवश्यकं भवति तावत् कक्षाः भवति स्वीकर्तुं शक्नोति अस्तु अस्तु चिन्ता नास्ति भवती आपणं प्रति आगच्छतु वयं तत्र एव चर्चां कुर्युः कुर्मः अस्माकं कार्यालयः अस्ति तत्र आगच्छतु अस्तु राम् राम्